अद्यत्वे बालकाः क्रीडां क्रीडन्ति तत्र अपि विशेषतया वयं पश्यामः आभ्यन्तरक्रीडाः बाह्यक्रीडाः इति तत्र आभ्यन्तर नाम गृहे एव उपविश्य अथवा एकत्र एव उपविश्य क्रीडनम् आभ्यन्तरक्रीडा इति वदामः तथैव बाह्यक्रीडा नाम बहिः क्रीडाङ्गणे भ्रमणं कृत्वा कूर्दनं कृत्वा एवं रीत्या अन्य चलनवलनरीत्या यद् कुर्मः इतस्ततः भ्रमणमित्यादिकं कृत्वा क्रीडामः तर्हि बाह्यक्रीडाः इति वदामः तत्र विशेषतया आभ्यन्तरक्रीडायाम् इदानीन्तननूतनक्रीडाः भवन्ति एकं तु पब्जि लूडो टेम्पल् रन्निङ्ग् एवं द्यूतक्रीडा एतादृशाः आभ्यन्तरक्रीडाः इति वदामः एवमेव बाह्यक्रीडा नाम स्केटिङ्ग् क्रिकेट् क्रीडा हस्तकन्दुकक्रीडा एवं पादकन्दुकक्रीडा एवम् एतादृश बह्व्यः क्रीडाः इदानीन्तननूतनक्रीडान्तर्गतेषु भवन्ति